मम सङ्ग्रहे मम प्रियतमं वस्तु पाषाणखण्डानां सङ्ग्रहणमेव विविधदेशात् पाषाणघण्टानाम् अहम् यत्र कुत्रापि अहं च जानामि तत्र अहं सङ्ग्रहणं क करोमि तत्सङ्ग्रहम् अहं सम्यक् रीत्या मम गृहे प्रदर्शयति मम पुत्रः पौत्राः अपि बहु सम्यक् रीत्या एतस्य कृते पठनं करोति एतत् सङ्ग्रहणं करोति चेद् तस्य देशस्य संस्कारः कथम् आसीद् इति किञ्चित् पठितुं शक्यते इति मम अभिप्रायः अनन्तरं स्ट्याम्स् अपि अहम् स्टेम्प्स् अपि मम प्रियतमं वस्तु अनेकानि देशस्य स्टेम्प्स् मम कृते अस्ति सन्ति स्टेम्प् कलेक्षन् यदि इच्छेत् तस्य देशस्य संस्कारं अद्य अस्माकम् उत्तमरीत्या पठितुं शक्यते